मया बाल्ये गुरुकुलं प्रति आगतं तद् मया चिन्त्यते अविस्मरणीयघटना इति तद् नाम गृहे तु मात्रा यदुच्यते तदेव वस्त्रं धर्तव्यं कुत् क्वचित् गन्तव्यं चेत् पुनः अत्र तु अस्माकं तु अस्माकं कृते यदिष्टं भवति तद् धर्तुं शक्यते अतः तत्र एतदेव धर्तव्यम् एतदेव न धर्तव्यम् इति कोपि आग्रहः नास्ति हा पुनः एकं गृहे सूर्योदय सूर्योदयनन्तरं उत्तिष्ठामि स्म अत्र तु तस्मात् पूर्वमेव उत्थाय योगासनं कृत्वा तत्र सर्वं शीघ्रमेव एकं व्यवस्थितः व्यवस्थितरूपेण अस्मिन् समये तावद् कार्यं समापनीयम् इति भवति अतः समये समये तद् समयस्य सदुपयोगता सदुपयोगः कथं कर्तव्यः इति ज्ञायते अतः सम्य तद् मया इष्टं हा पुनः सर्वदा मातृश्रीभ्यः मातृश्रीभिः सह भवितुं शक्यते अस्माकं कृते न ज्ञायते चेत् यदाकदापि गत्वा ज्ञातुं शक्यते